तन्त्रज्ञानस्य कारणात् जनानां मनोरञ्जने परिवर्तनं जातमेव प्रायः पूर्वं पूर्वतनकाले केवलं जनाः मरो मनोरञ्जनार्थम् नाटकानि एव पश्यन् आसीत् तदनन्तरं जनाः किञ्चित् सिनिमा सिनिमा फ़िलिम्स् यदा आगतवन्तः चित्राणि तस्मिन् समये ते तद् विषये मनोरञ्जनार्थम् प परिवर्तनं जातम् किन्तु इदानीन्तनकाले प्रायः जनाः दूरभाषासु चलच्चित्रं पश्यन्ति तद्वत् गीतानि अपि श्रुण्वन्ति तद्वदस्ति दूरभाषासु एव तेषां कार्याणि ते कुर्वन्ति दूरं दूरवाणी यथा नास्ति चेद् तेषां जीवनमेव नास्ति तद्वद् अवस्था इदानीन्तनकाले अस्ति प्रायः जनाः तद्विषये मनोरञ्जनं बहु करोतीति चिन्तयामि दूरभाषासु एव बहुरूपेण ते कुर्वन्ति अतः अम तन्त्रज्ञानस्य कारणादेव अस्माकं मनसि केवलं नास्ति सर्वेषां मनसि मनोरञ्जने परिवर्तनं जातम् इति चिन्तयामि केवलं दूरभाषा निमित्तं नास्ति यथा कम्प्यूटर्स् टी वी तद्वत् अपेक्षया इदानीं दूरभाषा अधिकप्रभावः अस्ति इति चिन्तयामि